मम कृषिक्षेत्रे भिन्नभिन्नसस्यानि वर्धते किन्तु तत्र वसन्त ऋतूनां मध्ये आम्रफलस्य आम्रवृक्षस्य चिगरु इति प्रारभ्यते ततः समीचीनं भवति तत्सन्दर्भे तन्मध्ये पुष्पं

व्रीहिधान्य कृषिः प्रारभ्यते व्रीहिधान्यं चतुर्मासपर्यन्तं व्रीहिधान्यकार्यक्रमः भवति तदनन्तरं तत् वृष्टिः नूनंभवति तत्काले किञ्चित् जोळा बोधी धान्य धान्यादिकम् अपि तत्र वर्धयितुं शक्यते तत्र कृषिक्षेत्रे प्रति ऋतूनां कार्यं कर्तुं अवकाशः अस्ति किमपि कृषकाणां किमपि विश्रान्तिः न भवति किन्तु कृषकः सदाकालं कार्ये कार्येन कार्यमग्न मग्नं भवति तत्र कृषिः अतीव समीचीन उद्योगः इति अहं अनुभवेन अहं दृष्टवान् अहं कृतवान्